मम प्रदेशे तु स सर्वकारशाला एव वर्तते तत्र तु प्रथमकक्षातः सप्तमकक्षापर्यन्तं छात्राः भवन्ति उन्नतशिक्षणार्थं दूरं गन्तव्यं भवति तत्र च शुल्कव्यवस्था इति न भवति सर्वकारस्य शाला इति कृत्वा अतः सर्वैः अपि शाला गन्तुं शक्यते तत्र च सर्वे इत्यादि भवति अतः सर्वैः अपि तत्पुत्राः प्रेष्यन्ते एव पुत्राः सम्यक् अध्ययनं कुर्यन् कुर्वन्तु इति धिया एव पितरः पुत्राः प्रेषयन्ति अत्र बहुजनैः कर्णाटकभाषा एव अधीयते तत्र च अनेके विषयाः भवन्ति इति विशेषः